हरि ओम् आ एतत् रोहिणी खलु डैटिश्यन् आ अहम् अनिता इति मङ्गलूरुत मह्यं भवत्या साहाय्यम् अपेक्षितम् आसीत् मम उदरवेदना अस्ति सदा सदा अपि उदरं वायुपूरितमेव भवति बुभुक्षा नास्ति अत किं करणीयं अहं ह्य आलुकं खादितवती आलूकस्य बोण्डं खादितवती

न बहि न महोदये अहं प्रतिनित्यमपि आलूकं खादामि आम् ओ एवं वा न न न अधिकं न तेन सह आलूकेन सह अहं पूरिकाम् अपि खादितवती

तदर्थं मह्यं न रोचते तत् उष्णजलम् अहं सदापि शीतलजलमेव पिबामि महोदये भवत्या ध्वनि सम्यक् न श्रूयते अहं किं खादनीयं किं पे पातव्यं

जीरिका तु मह्यं न रोचते जीरिका यदा अहं पश्यामि तदा एव न न न श्रूय शृणोतु जीरिका तु मह्यं न रोचते जीरिका यदा अहं पश्यामि तदा वा वमनमेव भवति

अस्तु अस्तु महोदये प्रयत्नं करोमि आ अस्तु राम् राम्